पुर्वमहं सम्भाषणसन्देशपत्रिकायाः कार्यालये कार्यं कुर्वती आसम् तदा तु बहुधा एतादृशी परिस्थितिः अनुभूता कदाचित् अन्तिमदिनपर्यन्तमपि कार्यं न समाप्यते इतोपि अधिकं कार्यम् आपतति तदा किं करणीयम् इति प्रश्नः एतादृशाः सन्दर्भाः बहुधा अनुभूताः कदाचित् वयम् आरात्रि कार्यं कृत्वा कार्यं समापितवन्तः कदाचित् अन्यजनानां सहाय्यं स्वीकृत्य कार्यं समापितवन्तः कदाचित् वयमेव अत्यन्तं वेगेन वा इतोप्यधिकपरिश्रमेण वा कार्यं कृत्वा कार्यं समापितवन्तः किन्तु एतादृशः सन्दर्भः तु बहुधा अवलोकितः अनुभूतः च